कला कुशलवस्तुषु मया एकदा दर्भः सर्पं कृतमासीत् दर्भैः तत्र किञ्चित् व्यस्तसमस्तैः कृत्वा सर्पः आकृतिं रवानम् अन्यत् अतः अनन्तः वर्तयति एकः वर्तते आसीत् व्रतमध्ये सर्पः अनन्तः इति नाम्ना तत्र भगवतः आराधना क्रियते अतः सर्पाकारेण दर्भेण निर्मितं यत् वस्तु आसीत् तथा मया कृत्वा तत्र अस्माकं गुरुपादानां समीपे गत्वा पूजां कृतवन्तः आसीत् एवमेव अस्माकम् अपि एकम् एकवारं यः ए एकः मुक्तः आसीत् सः आगत्य एकस्मिन् समये एक चित्रपटं दत्तमासीत् एवं तत् बहु सम्यक् आसीत्